हा तत् भवति खलु अहं आन्द्रप्रकाशः वडक्काञ्जेर्यां वसामि तत्र मम आसन्दाः आवश्यकाः तदा उत्पीठिका मञ्चाः डबुल्कोट् हा पूर्वं पूर्वं दूरवाणीं कृतवान् तद् कथं अभवत् हा दश दश लिखतु हा दा दा हा दारुनिर्मितम् एव तदा उत्पीठिका अपि हा मञ्चः अपि डबल् हा डबुल् कोट् डबुल् कोट् क ट्य ह एकस्य हा वदतु पञ्चशतरूप्यकाणि हा किञ्चित् न्यूनं कर्तुं शक्यते किल

एकस्य कृते अस्तु आसन्दस्य कृते चतुश्शतरूप्यकाणि एकस्य अस्तु उत्पीठिकायाः ओ तद् ओ द्विसहस्रम् उत्पीठिकायाः अत्र टु फ़ीट् हा हा न तर्हि तदा कदा लभ्यते

कीदृशस्य दारोः के त तत्र वीटि हा हा हा लभ्यते वा न वा इति पश्यतु अनन्तरं दूरवाणीं करोतु आम् हा अड्वान्स् हा हा शक्यते शक्यते कति कियदावश्यकम् हा अस्तु अस्तु अ तर्हि तस्य जिपे भवति वा

हा हा अस्तु धन्यवादः